नमस्ते आं भवत्याः भवत् भवत्याः नाम मैत्रेयी इति वा पास्बुक् अस्ति वा

किं किमर्थं भोः किमर्थं भोः तथा करोति ह भवती एकवर्षात् अनन्तरम् इदानीम् आगच्छति एकवर्षं यावत् गतं तावत् न आगच्छति न धनं न धनं ददाति न धनम् अपनयति किमपि बेङ्क् व्यवहारं न करोति परन्तु इदानीं किमपि करणीयं प्रतिमासम् आगच्छतु एकवारं दश वा स शतं रूप्यकाणि वा तत्र स्थापयतु अनन्तरम् अपनयतु किञ्चित् व्यवहारं करोतु हा अनुकूलम् अननुकूलं भवति इति वा न न न न तथा समापयितुं न शक्यते किमर्थञ्चेत् अस्माकम् अपि बेङ्क् अपि चालनीयं खलु तद् मेनेजरस्य बहुकष्टं भव् भविष्यति एतादृशं सर्वे एवं वदति चेत् किं कुर्मः वयं तस्मात् एकं कार्यं करोतु अतः किञ्चित् डि डिपोज़िट् किञ्चित् न न तथा न न श्रुणोतु श्रुणोतु श्रुणोतु तथा न एक एकलक्षरूप्यकाणि डि डिपोज़िट् करोतु तदानीं तदा आगमनं विना अपि भ भवत्याः तत् खाता अकौण्ट् सु सुस्थं भविष्यति तत् सुस्थं भविष्यति तथापि अस्तु शनैः शनैः करोतु दशसहस्राणि अनन्तरं पञ्चसहस्राणि इति एकैकम् एकैकम् अंशं दत्वा दत्वा द तद् भविष्यति कालान्तरे भविष्यति तत् चिन्ता मास्तु पर् परन्तु अत्र यदि स्थगनं भविष्यति चेत् यदि भवती न आगच्छति चेत् ग्राहकाणाम् अभावे वयं किं कुर्मः तस्मात् तथा मास्तु सर्वजनहिताय एव वित्तालयः अस्ति न न वयम् अधिकाम् अधिकां वृद्धिं ददामः डिपोज़िट् कृते सप्त पर्स् सेवन् सेवेन् पर्सेण्ट् ददामः अष्ट पर्सेण्ट् अपि ददामः तद् किञ्चित् चिन्ता मास्तु अत्र बेङ्क् अकौण्ट् आवश्यकं यदि भवत्याः तत्र अननुकूलं भविष्यति चेत् तद् जैण्ट् अकौण्ट् करोतु तदानीं पतिः आगच्छति सः ददाति अथवा प्र प्रतिगृह्णाति धनं ददाति वा किन् किञ्चित् कार्यं करोतु तत्र अनेके अनेकानि तत्र उपयो उपयोगाः बहवः सन्ति अने अनेन यदि तथा ऋणानि आवश्यकानि चेत् गृहऋणं वा अथवा कृषिक्षेत्रे धनावश्यकं वा अथवा व्यवहारार्थं तत्र ह अस्तु अस्तु अत् यथा साध्यं तद् न्यून ऋणभावेन वयं दद्मः पुनः पुनः आगच्छतु वित्तालयं पुनः पुनः आगच्छतु अत्र विशेषाः भवन् भविष्यन्ति तत्र न न न न इदानीं सर्वकारः अनेकानि योजनाः स्त्रीणाङ्कृते बहूनि गिफ़्ट् ददाति तद् सर्वं स्वीकरोतु प्रतिमासं द्विसहस्ररूप्यकाणि ददाति भव् भवती स्वीकरोतु अस्तु अस्तु अस्तु